चारणम् एव अभ्यासः इति मम नास्ति अतः चारणार्थम् उपयुक्तवस्तूनि क्रयणाय आवश्यकता अपि न जाता यतोहि मम प्रदेशे गिरि दुर्गाणि सन्ति इति कारणतः तत्रैव गमनार्थं सामान्यतया अस्माकं प्रदेशे यथा पादरक्षादिकं धृत्वा गच्छामि तथैव तत्रापि गन्तुं शक्यते अतः प्रतिवर्षं चारणगमनं इति अभ्यासः नास्ति इति कारणतः चारण उपयुक्त वस्तूनि न क्रीतानि